एकाधिक द्विसहस्रतमवर्षस्य फ़ेब्रवरि मासस्य पञ्चमदिनाङ्कः पञ्चविंशत्यधिक द्विसहस्रतमवर्षस्य मार्च् मासस्य प्रथमदिनाङ्कः द्विसहस्रतमवर्षस्य मार्च् मासस्य द्वितीयदिनाङ्कः एकाधिकद्विसहस्रतमवर्षस्य मै मासस्य पञ्चमदिनाङ्कः द्व्यधिकद्विसहस्रतमवर्षस्य डिसेम्बर् मासस्य प्रथमदिनाङ्कः पञ्चाधिकपञ्चदश पञ्चाधिकद्विसहस्रतमवर्षस्य मार्च् मासस्य प्रथमदिनाङ्कः षडधिकद्विसहस्रतमवर्षस्य मार्च् मासस्य द्वितीयदिनाङ्कः